यदा कण्ठस्य श्रान्तता उत कण्ठशोषणम् इति वद् भाति कण्ठस्य शोषणम् क्रियते इति वद् भाति तर्हि तस्मिन् दिने मया आधिक्येन मौनम् आचर्यते अन्ये सह सम्भाषणं न्यूनं क्रियते उच्चैः सम्भाषणं न्यूनं क्रियते एवं कण्ठस् कण्ठस्य शोषणं यदा भवति तदा घृता घृतस्य पानं क्रियते एवमेव ध्वनेः रक्षणार्थं मया प्रतिदिने अपि एकवारम् उष्णजले लवणं संस्थाप्य गार्गल् क्रियते प्रातः तथा च प्रतिदिनम् अपि अभ्यासः एकः घण्टात्मकं क्रियते इत्यास्मात् मम ध्वनेः रक्षणं भवद् भवन्ती अस्ति